हरिः ओम् एतत् सरवणभवनम् आम् अस्तु अहं चैनीस् फ़ुड् आर्डर् करणीयम् तद् आम् एतत् एतत् आम् अस्तु आम् तत्र नूडल्स् आवश्यकमस्ति आम् अहम् अड्रेस् वदामि काञ्चिपुरम् एनातुर् स्ट्रीट् पञ्चाशत् डोर् नम्बर् पञ्चाशत् शङ्करा विद् महाविद्यालयस्य पार्श्वे अस्ति आम् अहं तत्र मम गृहस्य पुरतः भवामि

अस्तु धन्यवादः